अस्माकं प्रदेशे एकं बहुप्राचीनं कालीमन्दिरम् अस्ति इदं कालीमन्दिरं तारापीठे स्वस्थाने अस्ति तत्र साक्षात् मातुः तारायाः आवास स्थलम् इति मन्यते तस्य पीठस्य प्रधानपुरहितं वामाक्षेपा नाम वामदेवः आसीत् एषः वामदेवः तारामातुः पुत्रः आसीत् अस्य वामदेवस्य अलौकिक शक्तिः आसीत् सः त्रिकालदर्शिः आसीत् भूतः भविष्यतः वर्तमानः तस्य हस्तेव आसीत् सः यद् इच्छति तदेव प्रतिपादयति प्रतिफलम् अपि भवति तन्त्रमार्गे वामदेवस्य नामः सर्वोपरि ये साधकाः तारापीठे तन्त्रशाधनार्थं गच्छन्ति ते आदौ वामदेवस्य नाम स्मरणं कुर्वन्ति तत्र विषेशता अस्ति यत् आदौ वामदेवस्य भोगाराधना भवति अनन्तरं मातुः तारायाः पूजा भवति मा तारा साक्षात् तत्र प्रकटीभूत्वा वामदेवस्य हस्तात् अन्नप्रसादं ग्रहणं करोति स्म अतः अस्माकं प्रदेशे इदं कालीमन्दिरं सुप्रसिद्धम् अस्ति बहवः तन्त्रिकाः तत्र तन्त्रसाधनं कृत्वा शक्तिम् अर्जयित्वा बहुत्र कल्याणं कुर्वन्तः सन्ति